मया शालायां भारतीयविज्ञानिनां विषये अधीतं केचन प्रसिद्धानां भारतीयविज्ञानिनां गणितानां नाम गणितज्ञानां नामानि अहं वदामि यथा आर्यभट्टः गणितज्ञः रामानुजः अनन्तरं भरद्वाजः भारद्वाजः अनन्तरम् एते सर्वे विज्ञानिनः सन्ति अहं गणितज्ञरामानुजन् विषये वदामि यत् तेन गणितविषये यद् कार्यं कृतं तद् बहु उत्तमं कार्यं वर्तते तेषां लघुलघुसूत्रेण बहुदीर्घतमप्रश्नस्य उत्तरं प्राप्तुं कथं शक्यते तस्मिन् विषये तेन कार्यं कृतं तस्य बहूनि शोधपत्राणि पुस्तकानि अस्माभिः प्राप्यते